हलो ईवेण्ट् मेनेजर् अस्ति वा अहमेकम् एङ्गेज्मेण्ट् अस्ति यद् कारणाद् अहं कोल् करोमि आम् नेक्स्ट् मन्त् नेक्स्ट् मन्द् नेक्स्ट् मन्त्

सर्वं करणीयं स सर्वम् आं न आवश्यकं न आवश्यकं न आवश्यकम् स्टेज् डेक्रेशन् आहारः भोजनम् एतद् आवश्यकम्

एतद् चिन्ता मास्तु

आम् ओ आम् आम् आम् आम् आम् सर्वं सर्वं करणीयं स्टेज् फ़ुळ् करणीयम् त्रिशूर् वलप्पाड् आम् आम् आं धन्यवादः